चतुर्विंशत्यधिकद्विसहस्रतमे वर्षे जून् मासस्य पञ्चमदिनाङ्कः एकविंशत्यादिकद्विसहस्रतमे वर्षे जन्वरि मासस्य प्रथमदिनाङ्कः त्रिंशत्यादिकद्विसहस्रतमे वर्षे डिसेम्बर् मासस्य अष्टमः दिनाङ्कः नवविंशत्यादिगद्विसहस्रतमे वर्षे जूलै मासस्य द्वितीयदिनाङ्कः त्रिंशत्यादिकद्विसहस्रतमे वर्षे अक्टोबर् मासस्य त्रिंशत् दिनाङ्कः